आम् अहं मन्ये संस्कृतिः अग्रिमपीढिं प्रति प्रसारणीया यतः अस्माकं घरो आहारस्य महत्वपूर्णः महत्वपूर्णः भागः अस्ति यः अस्मन् अस्माकम् इतिहासस्य विचारधारा सम्भावनानां च विषये शिक्षयति अस्मान् एकत्र बध् बध्नानि अति अस्माकं परिचयं च सुदृढं करोति संस्कृतिः अस्माकं जीवनस्य महत्वपूर्णः भागः अस्ति या अस्मान् अस्माकं समाजस्य इतिहासस्य विचारधारायाः च विषये ज्ञातुं प्रेरयति आगामीनां पीढीनां कृते तस्य प्रसारणम् अस्माकं सांस्कृतिक विरासतां निरन्तरं कर्तुं साधनम् अस्ति संस्कृतिद्वारा वयम् अस्माकं विशिष्टाः विचाराः मौल्याः धार्मिकसंस्काराः च अवगच्छामः ये अस्माकं जीवने मार्गदर्शनं ददाति सामाजिकम् अद्यतनसहितं सम्बन्धम् सुदृढं कर्तुं समाजे समायोजितं च भवितुं सहाय्यं करोति अतः अस्माकं सांस्कृतिकपरिचयस्य संरक्षणम् भवतु इति संस्कृतिः अग्रिमं पुस्तकानां कृते प्रसारयितुम् आवश्यकं कर्तुं शक्नुमः धन्यवादः